मम शक्तिः इत्युक्ते अहं पाठितुम् इच्छामि मम शालासमये म्मा माता गृहे पाठनं कुर्वति आसीत् ततः तस्य तस्याः सहायं कुर्वन्तः स्म अन्यद् एञ्जिनियरिङ्ग् समये टीचिङ्ग् असिस्टेंट् द्वारा अन्यान् नूतानछात्रानपि पाठयन्तः आसन् अतः अन्यद् इदानीम् अहं योगा मध्ये योगविषये पठामि अन्यद् नूतनछात्राणां कृते पाठयामि पाठनविषये तु मम शक्तिः इत्येव मम स्व इन्ट्रास्पेक्षन् इति वक्तुं शक्नुमः दौर्बल्यम् इत्युक्ते कदाचित् समये बहु दीर्घं वदामि समयस्य अवगनम् अवगमनं कि केचित् समये न भवति तद् दौर्बल्यम् इति स्वीकर्तुं शक्नुमः अन्यद् विषयमस्ति बहू विषयाणि ज्ञातुमिच्छामि अतः योगा ज्योतिष तद् वास्तु सर्वं पठितुम् इच्छामि सर्वं प्रारम्भं करोमि एकं स्वीकृत्य समापनं करणीयं तस्य अवधानं दातव्यं भवति अतः बहुविषयेषु आसक्तिः परन्तु सर्वं समाप्तुं न शक्यते तद् शक्तिः दौर्बल्यं द्वौ अपि भवितुम् अर्हति इति अहं मन्ये